प्रपञ्चे विद्यमाना राजनीतिविधेषु राजनीति प्रकारेषु भारतस्य राजनीतिः अत्यन्तम् उत्कृष्टतमा अस्ति इति मम अभिप्रायः किन्तु अत्र केवलम् राजकीय राजकीय पक्षाः अधिकाः न सन्ति नैव दृश्यन्ते भारतीय प्रजा प्रभुत्वे मह्यं किं रोचते इत्युक्ते अत्र प्रजाभ्यः प्रजाः एव नियमनं कुर्वन्ति अस्माकं रक्षणाय अस्माभिः एव ये नियमाः सूचिताः अथवा निगदिताः ते अत्र शासनम् आयान्ति किन्तु कदाचित् राजकीय पक्षाः अधिकारस्वीकृतेः अनन्तरम् राजकीय नेतारः पक्षान्तरं कुर्वन्ति राजकीयपक्षाः किमपि कर्तुं न प्रभवन्ति अधिकार निर्वहणात् पूर्वम् एव यः यः राजनेता यस्मिन् पक्षे भवति सः अधिकारप्राप्तेः अनन्तरम् अपि तस्मिन् एव पक्षे वर् प पञ्चवर्षं वा अथवा त् वर्षत्रयं वा एवम् पक्षान्तरम् अकृत्वा अकुर्वाणः तत्र एव भवेत् तथा भवति चेत् वरम् इति भावयामि तथा पक्षान्तरीकरणं मह्यं सर्वथा न रोचते मम इष्टतमः राजनेता वस्तुतः योगीमहोदयः यद्यपि सः योगी अस्ति तथा तत् सः अस्माकम् योगत्वेन प्राप्तः अस्ति इति मम अभिप्रायः ये दुष्टम् आचरन्ति अथ्वा अन्येषां कष्टं जनयन्ति तेभ्यः निर्दाक्षिण्यं दण्डनं तेन दीयमानम् अस्ति इत्येव मम इष्टस्य कारणम्